मुख्याः वार्तापत्रिकाः बहवः सन्ति दूरदर्शनवाहिन्यानि अपि बहवः सन्ति ते तु वार्तापत्रिकाः विजयकर्नाटकं विजयवाणि उदयवाणि इत्यादिकं वर्तन्ते तथा वाहिन्यानि टि वि नैन् सुवर्णा न्यूस् तथा डि डि चन्दनं इति बहवः वार् दूरदर्शनवाहिन्याः अपि सन्ति तासु अहं तथा मम परिवारः विजयवाणी इति वार्तापत्रिकां पठामः तथा दूरदर्शने टि वि नैन् तथा हिन्दीमध्ये आज्तक् इति एकं दूरदर्शनवाहिनी अपि अस्ति तथा डि डि दर्शनमपि वयं पश्यामः